दीर्घचारणे मम इष्टतमं खाद्यं तेलखादनम् कष्टकरेषु चारणेषु मम शक्तिः शुष्कफलानि खाद खादयित्वा रक्षं रक्षणं भवति चारणार्थम् अहं तु धारणवस्त्राणि तथा च पादरक्षक रक्षणानि आधृत्य तस्य ग्रहणं कृत्वा गच्छामि